यतोहि ग्रामे यः संस्कृतं पठितं तस्य स्थानम् उपरि वर्तते किमर्थम् इत्युक्ते सः समाजे स्थितानां जनानां सर्वे तत् ज्ञानमिति मन्यते तेषां कृते पारम्परिकक्रीडायां तेषां भूमिका अग्रे वर्तते कुतः इत्युक्ते यत्र कुत्रापि भवतु ग्राम्यक्षेत्रे प्रां पारम्परिकक्रीडायां तस्य अवगमनं बहु वर्तते अतः सः क्रीडां प्रति तस्य बहु ज्ञानम् अपि वर्तते कथं खेलनीयं कथं क्रीडनीयं कथं करणीयं तेषां ज्ञानाय अभिवृद्धिः बहु अस्ति इति कृत्वा ग्राम्यजनानां तस्य स्थानम् अग्रे भवतु इति मन्यन्ते तस्य स्थानं संरक्षणं भवितुम् अर्हति परन्तु यः सम्यक् क्रीडन्ति तस्य तदेव तस्य स्थानम् एव अग्रे भवति परन्तु यः संस्कृतं अधीतवन्तः सः सम्यगेव किलि क्रीडितवन्तः इति कृत्वा तस्य स्थानम् अपि अग्रे भविता अतः अतः ग्रामे जनः तस्य सम्माननमपि प्रदातुं प्रदापयन्ति इति कृता तस्य स्थानम् अग्रे भवतु इति तस्याः प्रयोजनं वर्तते पारम्पारिकक्रीडा प्रति तस्याः रुचिः वर्तते इति कृत्वा